हरि ओम् नमस्ते आं भवती का शालिनी आं शालिनीं जानामि कस्य क कस्यां कक्षायां पठति ओ उत्तमं कः विषयः ओ आम् एवम् अस्ति तत् ग्रूप् मध्ये नोटिफ़िकेशन् प्रेषयिष्यामः तद्विषये भवन्तः ज्ञातुं शक्यते तत्र तत् अज्ञातं चेत् भवतः कृते किमपि मां प्रष्टव्यं चेत् पृच्छन्तु तत् आगामि सप्ताहे नवदशदिनाङ्के भविष्यति प्रातः दशवादनात् आरभ्य सायङ्कालं चतुर्वादनपर्यन्तं भवति नास्ति नास्ति एतत् दिनत्रयं भवति आम् एवं भवति प्रैस् प्रैस् निमित्तं ते धनं दास्यन्ति प्रैस् सर्वमस्ति आम् आं ते दास्यन्ति तद्भवन्तः स्टूेण्ट्स् कृते दत्वा प्रेषयिष्यामः त्वं तत् स्वीकुर्वन्तु अत्र प्रोवैड् कुर्वन्ति भोजनं सर्वं भवन्तः चिन्ता मास्तु किमपि प्राब्लं न भवति क्लेशः नास्ति तत्र आं तदपि सूचयिष्यामः तद्विषये किञ्चित् चर्चा कुर्वन्तः सन्ति तद्विषये वयं सूचयिष्यामः

धनं दास्यन्ति फ़स्ट् प्रैज़् कृते ट्वेण्टि तौज़न्ड् ट्वेण्टि तौसण्ड् दास्यन्ति सेकेण्ड् प्रैस् कृते फ़िफ़्टीन् तर्ड् प्रैस् कृते टेन् दास्यन्ति आं धन्यवादः